अस्माकं त्रिपुराराज्ये वेतसवृक्षाः प्राचुर्येण विद्यन्ते तस्मात् वेतसा बहूनि वस्तूनि निर्मितानि भवन्ति अत्रत्याः कलाकाराः वेतसा एव विभिष विव् विविधानि आभूषणानि कण्डोलाः तथा च उपवेषणपीठम् एवं नानाविधानि वस्तूनि तत्र निर्माणं कुर्वन्ति अस्माकं परिसरे अपि यदा कदाचित् कार्यक्रमाः भवन्ति अभ्यागताः सम्पूर्णभारतदेशेभ्यः अत्र समायान्ति तस्मिन् समये तेषां सभाजनम् अपि अस्माभिः एतयै एतैः कलाकारैः निर्मितानि यानि कानि अपि वस्तूनि सन्ति तेषां एव उपायनरूपेण प्रदानं कृत्वा क्रियते यतो हि सम्पूर्णभारते एतेषां कलाकाराणां वस्तूनि सर्वत्र गच्छन्तु सर्वत्र वस्तूनां प्रचारः प्रसारः भवतु इति धिया अस्माभिः ए ए एतेभ्यः अभ्यागतेभ्यः एतानि वस्तूनि प्रदीयन्ते